नैसर्गिकचिकित्सा इत्युक्ते आङ्गलभाषायां नेचुरोपथि इति कथयामः नैसर्गिकरूपेण अस्माकं यानि वस्तूनि लभ्यन्ते तानुपयुज्य चिकित्सां क्रियते इत्येव विशेषता उदाहरणार्थं मृत्स्नानं जलस्नानं सूर्यस्नानं इत्यादयः